पशूनां ये रोगाः सन्ति ते कन्नडभाषायां कालबायुरोग केच्चलुबावु गुरुसुहुन्नु इति उच्यन्ते त तेषां निवारणार्थं पशु वै द्येस् पशुवैद्यस्य सहकारेण चिकित्सां कृत्वा तेषां निवारयितुं शक्यन्ते